नमस्ते महोदय अहं भवन्तः इति भवन्तः भोजनालयतः भोजनं स्वीकर्तुम् इच्छामि अतः कृपया वदतु यदा भवान् भवन्तः भोजनालयम् अद्य रविवासरे ब् चालयति वा रविवासरे चालयति वा नो चेत् भवान् मम गृहं प्रति भोजनं प्रापयितुं शक्नोति वा इति कृपया वदतु धन्यवादः